पुस्तकानि पठनं मया मह्यं किं रोचते इत्युक्ते केवलं वेदा रिलेटेद् सूक्तानि अर्थः इत्या इत्येव अधिकं पठितुम् इच्छामि ज्ञातुम् इच्छामि सूक्तं पठामि चेत् तस्मिन् विषये तत् तस्य अर्थः अर्थः कः इत्येव ज्ञातुमिच्छामि तादृशम् एव पुस्तकानि पठामि पठनानन्तरम् तत् पुस्तकं किमर्थं तव मनः परिवर्तितं तत् न ज्ञातुमेव इच्छामि परिवर्तनमिति न वक् वक्तुं शक्यते केवलम् वेदः रिलेटेड् पुस्तकानि पठामि चेत् तत्र विषयानि किम् अर्थः कः सूक्तम् अस्ति चेत् तस्य अर्थः कः इत्येव ज्ञातुमिच्छामि अतः एव पठामि